अस्माकं भारतीयपरम्परायां धार्मिकाचरणानामपि महत्वपूर्णं स्थानं वर्तते कथमिति चेत् यथा किं नाम महिलाः भवन्ति महिलाः कुंकुमं धारयन्ति पण्डितः वा पुरुषः सन्ध्यावन्दनं कृत्वा तत् तिलकं तिलकं धारयन्ति देवपूजां कुर्वन्ति धौतवस्त्रं धारयन्ति महिलाः अपि वेषभूषां सम्यक्तया धारयन्ति अतः तेन अस्माकं क्षेत्रस्य अस्माकं संस्कृते हि ज्ञानं भवति एषा कुतः अस्ति कथमस्ति किं करोति किम् अस्य मनसि अस्ति तथा एव ज्ञानं भवति एतद् अस्माकं परिचयं दातुं सर्वादौ सर्वप्रथमकार्यमस्ति सर्वप्रथमत्वेनैव कार्यमस्माकं तदेव भवति अस्माकम् अस्माकं परिचयः कुतः भोः जायते अस्माकं संस्कृतिः अस्माकं संस्कृतिः का प्रतिपादयति अस्माकं वेषभूषणम् अस्माकं भाषा अस्माकं कथं वयं तिष्ठामः कुत्र कथं वार्ता सा कथं वार्तां कुर्मः इति ततः सर्वं किं कः प्रतिपादयति अस्माकं संस्कृतिः प्रतिपादयति अस्माकम् अस्माकं धार्मिकम् आचरणमेव प्रतिपादयति अस्माकं कुंकुमं धारणमस्माकं सन्ध्यावन्दनमस्माकं देवपूजा इत्यादि तत्सर्वं तत्सर्वं भवति अतः एतत् तु आवश्यकम् आवश्यकत्वेनेव अस्माभिः तद् नाङ्गीकरणीयमेव येन अतः अनेनैव ज्ञानं भवति वयं किद्दृशाः भवामः कीदृशः अस्माकं विचारः कीदृशः वयमस्माकम् अग्रे अस्माकं लक्ष्यं कीदृशमस्ति लक्ष्यमस्ति स्वीकृतमस्ति अस्माभिः यदि वयम् एतादृशानि धार्मिकाचरणानि न कुर्मः चेत् अस्माकं ज्ञानम् अस्माकं सभ्यता त्त् सर्वं निरर्थकं तेषां लोपः निश्चयेन स्वतः शीघ्रम् अचिरमेव भविष्यति इत्युक्त्वा विरमाम्यहम्